मम कृते चलनचित्रम् इत्युक्ते तत्र शृङ्गाररसं शृङ्गाररसभूयिष्टचलनचित्रं मम कृते न रोचते यत्र करुणारसः इत्यादिकम् अधिकतया वर्तते पुनश्च शान्तिरसं तु वयं ज्ञातुं न शक्नुमः पुनश्च इत्यादि हास्यरसादिकं हास्यं हास्यरसादिकम् इत्यादिकं तु मम कृते रोचते तत्र महाभारतं शान्तिरसप्रधानः अस्ति पुनश्च रामायणं करुणारसप्रधानम् एवं रामायणे मम कृते रामस्य पात्रम् अधिकतया रोचते किमर्थम् इत्युक्ते तस्य आदर्शगुणाः पुनश्च तेषां निर्मलता शुद्धता इत्यादिकं मनसि पुनश्च पत्न्याः कृते गौरवं पुनश्च बान्धवानां कृते सौहार्धता प्रजानां परिपालनम् इत्यादिकं मम कृते बहु रोचते पुनश्च कन्नडभाषायां हास्यचक्रवर्ति इति अस्ति तेषां चलनचित्रं मम कृते बहु रोचते अहं दृष्टवान् अपि अतः मम कृते करुणारसं पुनश्च हास्यरसं प्रधानचलनचित्रं रोचते